अहं तु अत्र दर्शितपुष्पपलशाखानां इत्येवं सर्वेषामपि पादपान् आरोपयितुम् इच्छामि यतोहि पुष्पाणि तावत् अस्माकं गृहे अनेके कार्यक्रमाः भवन्ति तत् पूजादिकं च अधिकं भवतीति कृत्वा तत्र पुष्पाणि अपेक्षन्ते एव यदि मया बहिः गत्वा आनेतव्यं तर्हि तत्र कजा कदाचित् फ्रेष् न प्राप्यन्ते अथवा अपेक्षितपुष्पाणि न प्राप्यन्ते इति कृत्वा अहं गृहे तान् वर्धयितुम् इच्छामि तानि सस्यानि वर्धयितुम् इच्छामि पुनश्च फल फलान्यपि यतोहि मया फलानि खादे खादितुं बहु इष्यते तस्मात् मया यदिष्यते तादृशफलानामारोपणं मया क्रियते एव पुनश्च शा शाकानां शाकानां तु अधुना धन धनम् अधिकम् एव वर्तते बहिः स्वि स्वीक्रियते चेत् तस्मात् पुनश्च ते सर्वे कलुषिताः च वर्तन्ते तस्मात् अहं मम गृहे एव तानि सस्यानि पा आरोपयितुम् इच्छामि